हरि ओं बीमास् रेस्टोरेण्ट् वा आं नमस्कारः अहं मयङ्क् त्रिपाठि भवतां दैनन्दनः ग्राहकः अस्मि मद्ग्रृहे अद्य सायं चतुर्वदन चतुर्वादनात् प्राक् भवन्तः चतस्रः रोटिकाः ताभिः सह एकं व्यञ्जनं च पार्सल् कृत्वा प्रेषयन्तु कृपया पुनश्च दैनन्दिनः ग्राहकः खलु प्रतिदिनं किमपि आर्डर् करोमि कृपया तत्र किञ्चित् डिस्कौण्ट् अस्ति चेत् कूपन् प्रेषयन्तु आं चतुर्वादनात् प्रागेव ततः परं मा भव मा भवेत् धन्यवादः